मम देशे अथवा प्रदेशे यात्रासंस्थाः बहूनि सन्ति तत्र यात्रा एजेण्टस् ये सन्ति ते उत्तमतया अस्माकङ्कृते अवकाशं परिकल्प्य अस्माकं कृते यात्राविषये बोधनं च कृत्वा अस्मान् यात्राविशेषार्थं स्वीकृत्य गमिष्यन्ति बहु उत्तमतया ते उत्तमम् प्रदेशं प्रति अस्मान् स्वीकृत्य गमिष्यन्ति पुनश्च तत्र तु अस्माकं मम प्रदेशे बहु सुन्दराणि प्रदेशानि सन्ति तत्र तु वयम् उदाहरणार्थं वदामः याणः इति तत्र शिलाखण्डेनैव एकं शिलाखण्डेनैव तद्देवालयः कृतो वर्तते अतः तादृशवैशिष्ट्यमस्ति एवमेव बहुविधरीत्या प्रवासः क्षेत्राणि सन्ति अतः एतत्तु अस्माकं कृते गर्वस्य विषयः वर्तते अतः ये यात्रा एजेण्टस् सन्ति ते अस्मान् तत्र स्वीकृत्य गत्वा पुनः अस्माकं कृते तत्र वैशिष्ट्यं किमस्ति तत् कथं निर्माणं कृतं वर्तते तत्र कथं अस्माकं कृते भोजनादिव्यवस्था कथं भवति इत्यादि तत् सर्वं ते तत्र अस्माकं नीत्वा ते कुर्वन्ति पुनश्च बोधयन्ति च एतत्तु बहु मुख्यतया भवति अतः ते तत् सर्वं कार्यं निर्वहणं कुर्वन्ति उत्तमतया निर्वहणं कुर्वन्ति अतः वयं तेषां विषये बहु आदरं दर्शयामः एतदेव अस्मांकं कृते बहु आनन्दस्य हर्षस्य विषयः वर्तते एते अस्मांकं प्रदेशे सन्ति इति